हलो नमस्ते अहं नवीनः ओला सेन्टर् वा अहं पञ्चदिनात् प्राक् अनया सङ्ख्यया एव ओला बुक् कृतवान् बहु सम्यगासीत् रेटिङ्ग् अपि मया दत्तम् इदानीमपि तमेव यानम् इच्छामि अहम् उडुपितः बेङ्गळूरु गच्छन् अस्मि अतः तमेव यानं मदर्थं प्रेषयन्ति वा धन्यवादाः